पश्यतु अहं समीचीनतया अहं कुत्र अस्मि इति मम वदामि तत्र आगच्छतु भोः अन्यत्रमागच्छतु भवान् अहं तत्र अस्मि अत्र अस्मि मा वदतु आं कुत्र वदामि तत्र आगच्छतु इदानीं मम गृहात् पार्श्वे एकम् आपणं वर्तते मधुरस्य आपणं तत्रैव आगच्छतु